यदा अहं संस्कृतभाषायाः सेवां करोमि अहं बहु आनन्दम् अनुभवामि धन्यताम् अपि अनुभवामि इदानीम् अहं पाठयन्ती अस्मि संस्कृतं मम पाठनशैलीं बहु इष्टवन्तः अवगमनमपि बहुसरलं भव यदा भवती पाठयति इति बहु उक्तवन्तः जनाः तदा अपि बहुधन्यताम् अहम् अनुभवामि इदम् इदानीम् अहम् एम् ए कृतवती अस्मि संस्कृतभाषायां संस्कृतेन एव लिखितवती अस्मि मम गृहकार्येषु बहु गृहकार्येषु इन् बिट्वीन् तद् अहं कृतवती अस्मि इति अहं बहुधन्यताम् अनुभवामि